हरिः ओं नमस्ते रञ्जन् महोदय कथम् अस्ति गृहे सर्वे कुशलिनः वा आम् आं सर्वे कुशलिनः एव आम् अवश्यं किं कारणम् अस्ति अहं परिवारेण साकं मणिपुरप्रदेशम् आगच्छन्नस्मि नितराम् आगच्छामः मम कृते एकं साहाय्यं कुर्वन्ति वा आम् मणिपुरप्रदेशे कानि कानि प्रवासक्षेत्राणि सन्ति इति ज्ञापयन्ति वा अर्थात् देवालयाः प्रकृतिरमणीयानि क्षेत्राणि बालानां कृते क्रीडायोग्यानि स्थानानि अपि ज्ञापयन्तु

आं धन्यवादः एतावन्ति स्थानानि सन्तीति ज्ञापितम् इत्यस्मात् वयं सर्वे भवतां गृहम् आगत्य ततः एव अस्माकं पर्यटनम् आरम्भं कुर्मः कृपया पर्यटनार्थं यानस्य व्यवस्थामपि कुर्वन्तु इति अस्तु धन्यवादः यथाशीघ्रं मिलामः